अस्माकं राज्ये सिक्षणव्यवस्था अत्यन्तम् उत्तमतया अस्ति इति वक्तुं शक्यते यतो हि अत्र अत्र फ़ैव् प्लस् टु प्लस् त्रि नाम षष्टिकक्षा आरभ्य दशमकक्षापर्यन्तम् एवं च इन्टर् एवं डिग्रि इतिवत् विभज्यते एवं च अत्र अष्टमीकक्षा पर्यन्तं भाष किमपि अत्र त्रिभाषासूत्राधारेन भाषात्रयं ज्ञातव्यं तदनन्तरं छात्रानाम् अनुगुनं छात्रानां रुच्यनुगुनं तत्र ते छेतुं शक्नुवन्ति तेन छात्रानां कौशलं रुचिम् अपि वर्धयितुं शक्यते नाम छात्राः यत्र रुचिं छात्रानां रुचिः यत्र अस्ति तत्र ते गन्तुं शक्यते